भा भारतदेशे केचन लोकप्रियाय योगगुरवः सन्ति बाबा राम्देव् सद्गुरु श्रीश्री रविसङ्कर् इत्यादयः ते अस्माकं कुट् कुतः पेरयन्ति इत्युक्ते ते जनाः योगः करोतु करोतु करोतु इति प्रेरयन्ति यदि जनाः एतस्मात् गुरवः मेलनेन तस्य आश्रमगमनेन एव मनश्शान्तिः हृदयशान्तिः इत्यादि शान्तिः लभ्यते ते जनाः कृते सार्धकजीवनं कतं व्यापनीयन् इति प्रेरयन्ति तस्याः

अन्नम् इत्यादि विषयकर्तुं स्वीकरणीयम् इत्यादिविषये अपि प्रेरयन्ति